जीवने क्रीडा अतीवमहत्वपूर्णः इति मन्यते जीवने एतत् क्रीडां मूलभूतं वस्तु इति वक्तुं शक्नुमः यद्यपि अस्माभिः एतत् क्रीडां द्रष्टुं तदापि ये जनाः एतत् क्रीडां क्रीडन्ति ते स्वस्य अस्ति द्रव्यमानं बुद्धिः च एकाग्रचित्ते धारयन्ति अस्य ग्रामस्य कारणात् दे गेड् द इण्टेन्सिटि दे नीड् टु प्ले अस्माकं भारतदेशे अन्येषु च देशेषु भिन्नप्रकारस्य क्रीडाः उल्लिखिताः सन्ति यथा होली बल् फ़ुट्बाल् क्रिकेट् बेड्मिण्टन् केरम् तथा च भिन्नाः प्रकाराः क्रीडाः ये क्रीडन्ति ते अपि क्रीडाः क्रीडां क्रीडन्ति ते च तस्मिन् गच्छन्ति सफ़लाः भवन्ती च वयं पश्यामः एतत् बल्यं बाल्यकालात् वृद्धावस्थापर्यन्तम् एतानि क्रीडाः विविधप्रकारस्य क्रीडन् क्रियन्ते तेषां कारणात् तेषां क्रीडितुं शब्दाः सन्ति शब्दः च क्रीडा च क्रीडा अतीवमहत्वपूर्णम् इति अनूभवन्ति इति